मदीयं क्षेत्रं काव्यगायनक्षेत्रं काव्यानां गायनम् इत्युक्ते कन्नडभाषीय संस्कृतभाषीय काव्यानां गायनं भवति महाभारतं रामायणं भागवतम् अधिकृत्य ये ये ग्रन्थाः सन्ति काव्यानि सन्ति तेषां रागसंयोजनेन गायनं तत्र विशेषा विद्या एवञ्च गुरुमुखेनैव अभ्यासः करणीयः तथा च रसानुगुणं रागसंयोजनं भवति तत्तु दीर्घकालीन अध्ययनेन एव सिध्यते मम मनसि एवं वर्तते शालासु संस्कृतकाव्यानां कन्नडकाव्यानाम् अथवा प्रादेशिककाव्यानां च तत्र सिलेबस् मध्ये भवत्येव तेषां केवलं पाठनेन शिष्यानाम् अथवा विद्यार्थीनां मनसि न तिष्ठति तस्मात् गायनरूपेण अनुवादरूपेण यदि भविष्यति तेन परिणामम् उत्तमं भवति तथा च तत्र एकः शिक्षकः नियोक्तव्यः इति मम मनसि वर्तते शालासु महाविद्यालयेषु अध्यापकाः गमक अथवा काव्यगायनशिक्षणार्थं भवितव्यम् इति एवञ्च समग्रे भारतदेशे अन्यान्यप्रादेशिकभाषाः सन्ति परन्तु एकं संस्कृतं काव्यं स्वीकृत्य स्वप्रादेशिकभाषासु तस्य व्याख्यानमपि कुर्वन्ति चेत् ग्रन्थस्य अपि परिचयः भवति संस्कृतस्य विशेषज्ञानञ्च भवति तथा च इयं कला समग्रे भारते विस्तृता भवति अत्यन्तं क्लिष्टतमा इयं गुरुमुखेनैव करणीयं गुरुकुलस्य अपेक्षा अपि वर्तते इति मम चिन्तनम्